हरिः ओम् हरिः ओं श्रूयते वा

आगच्छतु भोः अस्माकं तत् पर्नीचर् शाप् अस्ति खलु आगतवन्तः वा भवान् अस्तु अस्तु आगच्छतु हा किं आवश्यकं किं किम् आवश्यकं उत्पीठिका आवश्यकं हा

सोफ़ा उत् उत्पीठिकायाः तद् एकसहस्ररूप्यकाणि अस्ति अनन्तरं आसन्दस्य कति आसन्दाः आवश्यकानि भवतः कृते पञ्चासन्दाः तद् सोफ़ा सेट् आवश्यकं वा भवतः कृते अस्तु अस्तु अस्तु ड् डिज़ैन् डिज़ैन् पश्यत् पश्यति वा भवान् तद् छायाचित्रं अहं प्रेषय् छायाचित्रं अस्ति अन्येऽन्ये तद् हा मोबैल् मध्ये प्रेषयामि भवतः सङ्ख्या ददातु अनन्तरं तद् इदानीं नवरात्रिपर्वणः आगच्छन्ति खलु तदर्थं अस्माकं विक्रयण शाप् मध्ये यथासाध्यं कनिष्ठमौल्येन दीयते सोफ़ा सेट् कृते दशसहस्ररूप्यकाणि भविष्यन्ति किञ्चिद् न्यूनं कर्तुं शक्यते भोः न न एतद् अस् अस्माकं कि किञ्चित् न्यूनं कर्तुं शक्यते कनिष्ठमौल्येन अत्र दीयते इति अहं उक्तवती खलु आं दश दशसहस्ररूप्यकाणि दशसहस्ररुप्यकाणि भविष्यति किमर्थं इत्युक्ते तद् मेटीरियल् अस्ति खलु तद् बहु मौल्ययुतः अनन्तरं तद् तस्य लैफ़् अपि बहु भवन्ति तदर्थं दशसहस्ररुप्यकाणि दीयन्ते अनन्तरं किञ्चित्

अस् तद् फ़्री भविष्यति भवतः कृते अस्तु अस्तु तद् कर्तुं शक्यते दशदिनानि आवश्यकानि भवान् य् यदि डिज़ैन् सेलेक्ट् करोति खलु तद् कर्तुं दशदिनानि आवश्यकानि अनन्तरं शिल्पचित्राणि अन्येऽपि चित्राणि आवश्यकानि चेत् तदपि अत्र करणीयं खलु हा अस्तु अहं प्रेषयामि भवतः भवतः हा वदतु एकवारं अस्तु अस्तु अस्तु हा वदतु हा अस्तु कर्तुं शक्यते

तदपि अस्माकं आपणस्य एका एकः व्यक्तिः आगच्छति अस्माकं आपणस्य एकः व्यक्ति तत्र आगत्य तद् फ़िट् कृत्वा एव आगच्छन्ति

तत् सर्वं क्रियते अस्मात् तत्सर्वं न तद् कर्तुं शक्यते महोदया न दास्यामः तद् न आवश्यकं अस्मत्कृते अहं इदानीं भवतः एतत् सङ्ख्या भवतः सङ्ख्या खलु तद् मध्ये अहं चित्राणि प्रेषयामि भवान् सेलेक्ट् करोतु अनन्तरं तद् अहं दास्यामि अस्तु महोदय धन्यवादाः